भरतस्य नाट्यशास्त्रं पारम्परिककलानां मूलं पठ्यम् इति वदन्ति विबुधाः एतत्तु सत्यं षट्साहस्रीसंहिता इति कथ्यते यस्मात् नाट्यशास्त्रे षट्सहस्रं कारिकाः विद्यन्ते तत्र वर्तमानाः सर्वाः सर्वेऽपि विषयाः पारम्परिककलानां मूला मूलभुततया वर्तन्ते इति वक्तुं न शक्यते परन्तु सर्वास्वपि कलासु मूलभूतं किञ्चन तत्वं भवति रसः विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः इति भरतस्य नाट्यशास्त्रे रसाध्याये एतत्सूत्रं द्रष्टुं शक्यते तस्य विवरणं तु अभिनवगुप्तभट्टनायकभट्टलोल्लकशङ्कुकादिभिः वि सम्यगेव कृतं वर्तते यच्च नाट्यशास्त्रस्य अभिनवभारती व्याख्याने द्रष्टुं शक्यं एषः रसः एव सर्वासां कलानां मूलं तस्मात् ये नाट्यशास्त्रं सम्यग्जानन्ति ते कलानामास्वादने प्रभवन्तीति चिन्तये